हरिः ओम् नमस्ते महोदय कथमस्ति अहं मधुकरः

समीचीनम् परन्तु अस्माकं समा अस्माकं समाजः यदस्ति तद् बहु अन्योन्यसम्बन्धः समाजे सर्वजनैः सम्बन्धः वर्धते वर्तते एव अतः अस्माकं ग्रामः तु बहु घनिष्ठसम्बन्धी ग्रामः एव अस्ति बहवः जनाः ब बान्धवाः अपि सन्ति तथा अस्माकं वामतः दक्षिणतः ये ये भवन्ति ते अपि अस्माकं बहु प्रीतिमपि कुर्वन्ति शुश्रूषामपि यदि आवश्यकं चेत् तदपि कुर्वन्त्येव तथा समाजे अपि बहवः कार्यकर्तारः अपि सन्ति ये एवम् घ घ घ घ घनिष्ठं घनिष्ठमेव उक्तवान् तदेव अस्ति तथा अस्माकं यद् भवान् उक्तवान् स्वावलम्बनम् इति तद् बहु समीचीनम् अस्ति अतः अस्माकम् दैहिक आरोग्यम् अपि स्वास्थ्यमपि अस्मैः द्रष्टव्यमेव आरोग्यमपि वयं रक्षामः तदा तदपि मामस्माकं कार्यकर्ता सामाजिककार्यकर्तारः अपि तादृशाः कार्यकर्तारः सन्ति इदानीं केचन महानगरेषु कश्चन महानगरेषु ए एवमपि व्यवस्था अस्ति शुश्रूषायाः व्यवस्था अपि अस्ति ये ये वृद्धाः केवलं दम्पती दम्पत्याः भवन्ति दम्पतयः भवन्ति पुत्राः वा पुत्रेण पुत्री वा दूरे यदि यथा भवान् उक्तवान् तथा दूरे भवन्ति तेषां गृहं गत्वा प्रातरारभ्य सायं पर्यन्तं गृहे एव तिष्ठ्वा तत्र तेषां तैः साकं वार्तालापमपि कृत्वा एवं कौन्सिलिङ्ग् इत्यादिकमपि कृत्वा यदि आवश्यकं चेत् गुलिकादीनां दा दीयन्ते एतत् सर्वं दानं कुर्वन्ति तत् सर्वं कुर्वन्ति तथाऽपि व्यवस्था अस्ति वैद्यालयमपि नयन्ति के ते यावदित्युक्ते नर्स् रूपेण नास्ति शुश्रूषा शुश्रूषकरूपेण अपि नास्ति अस्माकं पुत्रः पुत्रिणः रूपेण एव भवन्ति तादृशाः स्वयंसेवकाः अपि अद्यतनसन्दर्भे मिलन्ति तथा यदि आवश्यकं चेत् केचन शुश्रूषकाः अपि वयं प्रेषयितुं शक्नुमः तदपि व्यवस्था अस्ति तत्र सेवावृतिनः भवन्ति सेवावृतिनः सन्ति अस्मै अस्माकं अत्र अस्माकं सङ्घटने संस्थायां सेवावृतिनः सन्ति ते बहु प्रेम्णा यथा भवान् उक्तवान् प्रेम्णा पश्यन्ति शुश्रूषामपि कुर्वन्ति यदवश्यं तत् पूरयन्ति तावद् व्यवस्थामपि कर्तुं शक्यते अतः चिन्तां मा कुर्वन्तु यावत् शक्यते तावत् स्वावलम्बिनः एव भवामः अदर् तदर्थम् अस्माकम् आरोग्यं रक्षामः तथा भवान् ह्यः अपि वयं चर्चां कृतवन्तः गोपालनं तदपि गोपालनं कुर्मः चेत् अस्माकम् आरोग्यः वर्धते एव यावत् शा शक्यं तावत् सावयव आहारं स्वीकुर्मः एतत्सर्वं कुर्मः चेत् किञ्चित् व्यायामः लघुव्यायामः अपि वयम् अभ्यासे प्रतिदिनं कर्तुम्